दीपावलिः पोङ्गल् एवं वार्षिकाः रोपयात्राः भवन्ति तत्र यदा बाल्यकाले दीपावलिः आगच्छति चेत् दीपावलिः सर्वदा अक्टोबर् मासे मासे आर् नवम्बर् मासे आगच्छति तत्समये रात्रौपर्यन्तं नेत्रं निमिल्य उत्काडनं कृत्वा अनिद्रा कृत्वा यदा नूतनवस्त्रं श्वः धारयामः इति उत्साहेन भवामः पट्टासं सर्वं दृष्ट्वा छात्राः सर्वे बहु उत्साहेन भवन्ति तदा पोङ्गल् अपि सूर्यस्य सूर्यस्य सूर्यस्य पूजा भवति तदा अनन्तरं गोः पूजा अपि भवति एवं वार्षिकरूपं यात्रा भवति